मम प्रदेशे एकः कलासङ्ग्रहालयः वर्तते मुम्बैनगरे तस्मिन् कलासङ्ग्रहे तावत् एतावत्पर्यन्तं कलाक्षेत्रे यत् या काचित् कला भविष्यति शिल्पशास्त्रं वा शिल्पकला वा भवतु अथवा सङ्गीतशास्त्रं वा भवतु तेषु शास्त्रेषु अथवा तासु कलासु एतावत्पर्यन्तं यैः विदुषैः या या साधना कृता वर्तते अर् अथवा यत्किञ्चित् वाद्यं वा भवतु यः कश्चित् शोधप्रबन्धः वा भवतु यद्यत् कार्यं कृतमस्ति तत् सर्वस्यापि सङ्ग्रहः अर्थात् वस्तुरूपेण वा पुस्तकरूपेण वा तत्र कृतः वर्तते अयं यः सङ् सङ्ग्रहालयः वर्तते अत्र केवलं न कलायाः विषये अपि तु इतिहासस्य विषये अपि अत्र सङ्कलनं कृतं वर्तते उदाहरणार्थं महाराष्ट्रे महाराष्ट्रे तावत् शिवाजीमहाराजाणां कार्यं महत् कृतं दृश्यते तत्र तेषां पुरातनकालीनाः ये शीलालेखाः सन्ति अथवा तेषाम् अस्त्राणि वा ते तै तेषां तैः उपयुक्तानि वस्त्राणि वा यत्किञ्चित् तत्कालीनः यः विशेषः वर्तते सः सर्वोऽपि एतावत्पर्यन्तं रक्षितः वर्तते महा तत्र सङ्ग्रहालये अत्र सङ्ग्रहालये अस्य सङ्ग्रहालयस्य एकः विशेषः कः इति चेत् अत्र आगत्य विशेषतया अध्ययनमपि कर्तुं शक्यते अथ अपि अपि च एतत् सङ्ग्रहालयं प्रति न केवलं भारतीयाः अपि तु वैदेशिकाः वैदेशिकः अपि अत्र आगत्य अध्ययनं कुर्वन्ति मुम्बै न मुम्बैनगरस्य एकमन्यत् उपनगरं वर्तते तत्रैव एकं जे जे आर्ट्स् इति एका काचित् कलामहाविद्यालयः वर्तते एकः तस्य कलाविद्यालयस्य छात्राः अपि एतत् सङ्ग्रहः सङ्ग्रहालयार्थं किञ्चित् सहायं कुर्वन्ति